भारते दर्शनम् इति सा विद्या उच्यते येन तत्वज्ञानं भवेत् तत्वदर्शनम् अथवा दर्शनम् इत्यस्य अर्थः भवति तत्वज्ञानम् मानवानाम् आत्यन्तिकदुःखस्य निवृत्यर्थम् अथवा तत्वज्ञानार्थम् एव भारतीयदर्शनस्य जन्मः जातः हृदयस्य बन्धनं तदा एव मुक्तः भविष्यति यदा शोकस्य तथा संशयस्य नाशं भूत्वा एकस्य शाश्वतसत्यस्य दर्शनं भवति वैवस्वतः मनुः उक्तवान् यत् सम्यक्दर्शनप्राप्तिर्भवति चेत् कर्म मनुष्यं कर्मबन्धने बाधितुं न शक्नोति तथा येषां सम्यक् दृष्टिः न भवति ते संसारस्य महामोहजाले पतितः भवति पाणिनीयाव्याकरणानुसारं दर्शनशब्दः दृशिर्प्रेक्षने इति धातोः ल्युट् प्रत्यये कृते निष्पन्नः भवति अत एव दर्शनशब्दस्य अर्थः दृष्टिः अथवा दर्शनम् येन द्रष्टुं शक्यते दर्शनशब्दस्य शब्दार्थः केवलं सामान्यदर्शनम् इति नास्ति तदर्थमेव महर्षिणा पाणिनिना धात्वर्थे प्रेक्षण इति शब्दस्य प्रयोगः कृतः यस्य अर्थः अस्ति प्रकृष्टेन ईक्षणम् यत्र अन्तश्चक्षुषा अन्तःकरणेन दर्शनम् अथवा मननं कृत्वा सोपपत्तिकनिष्कर्षः निर्गच्छति तदेव दर्शनम् यत्र एतेषां सिद्धान्तानां संकलनं भवति ते ग्रन्थाः दर्शनम् इति नाम्ना अभिधीयते यथा न्यायदर्शनं वैशेषिकदर्शनं मीमांसादर्शनं वेदान्तदर्शनम् इत्यादयः